अहं गर्मकाले कूपं गच्छामि अपि च नदीं वा गच्छामि तत्र जलं बहु सम्यक् भवति जलं नाम मया बहु इष्यते तत्र जले पतित्वा मया बहु क्रीड्यते तरामि च तरणं नाम अहम् अधिकादिकं नाम घण्टात्रयं तर्तुं शक्नोमि तत्र जले क्रीडा अपि क्रीड्यते मित्रैस्सह अहं किं तरणकाले मुखं पिधाय सुशक्तिं संस्थाप्य सम्यक्तया तरणं करोमि मम अनुजमपि पाठितवान् अग्रजमपि अहमेव पाठितवान् इत्येवं विशेषः तरणम् इति एका कला वर्तते तत् अस्माभिः अवश्यं पठनीयं यदि तरणं न आगच्छति तर्हि यदा जलप्रदेशाः भवन्ति तत्र इति अस्माभिः गम्यते तत्र किं समस्या भवति क्लेशः भवति इति कृत्वा तरणमिति अस्माभिः अवश्यं पठनीयं तरणं नाम जले स्वस्य हस्तयोः पादयोः प्रयोगः तत्र क्रियते बहु कष्टेन यदाहं प्रथमं तरणं पठन् आसं स्वयमेव पठितवान् अहं मम कृते कोऽपि न पाठितवान् अहमेव अग्रजम् अनुजं पाठितवान् मम पिता तरणार्थं गच्छामि चेत् बहु ताडयति स्म तथापि अहं नैव नैव त्यक्तवान् गत्वा गत्वा गत्वा तरणं पठितवान् अनुजं पाठितवान् अग्रजं पाठितवान् इदानीमपि जलं नाम मह्यं बहु इष्यते अहं सद्यः एव गन्तुम् इच्छामि किमर्थं नाम गर्मकालः महान् वर्तते तरणं तद् जलं कियद्वा भवतु कियद् अन्तः मा आळ्वा वा भवतु अहं नैव त्यजामि तरणं नाम मया बहु इष्यते एवमेव यदि तरणं नागच्छति तर्हि जले पतामश्चेत् तत्र अस्माकं मरणमपि भवितुं शक्यते इति कृत्वा तरणम् अवश्यम् अवश्यं नाम पठनीयम् अस्माभिः अहं मम ग्रामे अहं यदा तृतीयकक्षायां पठन् आसं तदा तरणं पठितवान् एकस्मिन् कूपे एव मम अग्रजः तत्र आसीत् सहायार्थं नैव आगतवान् तथापि अहं स्वबुद्ध्या एव तरणं पठितवान् इति